मां भगवद्गीता प्रेरीतवती योगाभ्यासकर्मणि गीता सुगीता कर्तव्य किमन्यैः शास्त्रैः विस्तरैः यस्वयं पद्मनाभस्य मुखपद्मात् विनिसृता तत्र योगेश्वरः श्रीकृष्णः एव सर्वेषां सर्वान् जनान् प्रेरयति इति मन्ये तस्मात् कारणात् भगवान् श्रीकृष्णः एव अत्र योगाभ्यासे प्रेरकः अस्ति तत्र कर्ता कारयिता चैव प्रेरकश्चानुमोदकः कृते सुकृते दुष्कृतेवापि चत्वारः समभागिनः इति दिश अत्र प्रेरकाय तत्र कर्ता अहं किन्तु कारयिता तु भगवान् श्रीकृष्णः तस्मिन् ग्रन्थानुसारमेव ये यद्यपि अन्यत्र गीता सारियोगस्य विविधनिर्वचनानि सन्ति योगः जीवात्मा परमात्मनोः योगः इति एकं निर्वचनमस्ति योगश्चित्तवृत्तिनिरोधः इति अस्ति किन्तु अहम् अहं गीतावचनानुसारं योगः कर्मसु कौशलं समत्वं योगम् यु उच्यते इति द्विविधानि वचनानि द्विविधवचने अधारीकृत्य स्वीयम् स्वीयं कार्यं कार्याणि कर्तुम् इच्छामि कर्मयोगी अहं भवितुम् इच्छामि